कृषकाः आत्महत्याविषये जागृकाः शिक्षिताः च समाजस्य दूरे अपि स्वार्थः रूचिः च प्रवृत्ताः सन्ति न भवन्ति तस्मिन् कृषके अद्य आत्महत्यायाः समयः श्वः मम अपि एतद् भवितुं शक्नोति इति भीता मम अस्ति न कारणं भवति अतः कृषकाः आत्महत्यां कुर्वन्ति करमध्ये षड्लक्षं कृषकाः आत्महत्यां कुर्वन्ति अथवा षष्टिलक्षं कुर्वन्ति कृषकाः आत्महत्यां कुर्वन्ति हन्ये श्वासस्य कारणं समाप्तं भवति आगतः बालिकायाः हत्यायाः विषये स्वर्गः पृथिवीं च एकीकृत्य बुद्धिमानं शिक्षितः समाजः कृषकाणाम् आत्महत्यां प्रति किमर्थं मौनमस्ति एषः मम प्रश्नः मम मनसि बहु दिननि यावत् अटति परन्तु अधुना शने शनै शनैः उत्तरदिशि निहारः स्वच्छः भवितुम् आरब्धम् आरब्धमस्ति समाजस्य संवेदनशीलता मृता वा एतादृशस्य प्रश्नस्य उत्थापनस्य औचित्यं नास्ति यतो हि सामूहिकः समा समाजिकः मनसः संवेदनशीलः इति पुष्टिः आरब्धा अस्ति जलं विना मुण्डनं कुर्वन्तु अस्य विषयस्य चर्चायाः कारणं यत् मम दृष्ट्या अस्माकं पूर्वतः भयङ्करं वास्तविकता अस्ति बङ्गालस्य खाते यथा यथा चक्रीयः निम्नदाबक्षेत्रं निर्मातुम् आरभते वर्षायाः सम्भावना वर्धते आदर्शतः कृषकाणां कृते आत्महत्यासु महती वृद्धिः भवितुम् अर्हति